आम् आम् एतद् अहिल्यापुस्तकालयः अहं कीदृशं सहाय्यं करोमि कर्तुं शक्नोमि भवत्याः अत्र शास्त्रपुस्तकं तर्हि सैकलोजिपुस्तकं कीदृशी नावल्स् कादम्बरी अस्ति तद् बहूनि सन्ति मैथलाजिकल् पुस्तकानि सन्ति

आम् आम् आं तर्

आम् आमां सन्ति सैकलाजिपुस्तकानि कस्य अपेक्षते भवति मैण्ड् सौकोलजि अथवा फ़ेस् सैकोलजि तद् बहु सैकोलजि आं हेपी हेपिनेस् उपरि अपि अस्ति एकं सैकोलजिपुस्तिका आम् आं फ़ेस् सैकोलजि बहु ए मनोरञ्जकम् अस्ति तर्हि भवती तद् स्वीकरोतु

आं तर्हि कति पुस्तकानि

का कस्य कथा रामस्य उपरि वा एवं वा हास्यजनका आम् आम् अस्ति अस्ति

तर्हि चत्वारिपुस्तकानि अपेक्षते भवन् आम् आं तर्हि कदा आगमिष्यति भवती आमां भव् भवती मया भवत्याः एड्रेस् प्रेषयतु तदनन्तरमहं द्वौ द्वि त्रि दिवसानन्तरम् अहं तद् प्रेषयामि

आमाम्

आम् आं जानामि अहम् आं वसतिगृहे वा छात्रवासः आमां तर्हि जानामि अहम् अहं प्रेषयामि त्रे दिवसानन्तरम् आम् तत् चत्वारि पुस्तकानि सन्ति वा तत्र शश् षड्शतमिति अपेक्षते

आमां तर्हि अहम् एक्कौण्ट् आमामां तर्हि भवती मया चतुर् श चत्वारिशतं ददातु आं तर्हि धन्यवादः